सङ्गीतविषये ममो मम बहु इच्छा अस्ति अहं शास्त्रीयसङ्गितम् इच्छामि सङ्गीताभ्यासेन आत्मसन्तोषः भवति कण्ठशुद्धिः अपि भवति मनस्सन्तोषः प्राप्यते सङ्गीतम् अस्माकं समीपे अस्ति चेत् एकाकी मनोभावः न आगच्छति सङ्गीत सङ्गीत सङ्गीतम् अस्माकं जीवनस्य अविभाज्य अङ्गः एव इति मम मनसि अस्ति सङ्गीतेन न तु केवलमानवाः सस्यादयोः अपि स्पन्दन्ति ते अधिकानि फलानि यच्छन्ति निरन्तरसङ्गीताभ्यासेन अस्माकम् एकाग्रता ग्रहणशक्तिः स्मरणशक्तिः चिन्तनशीलता अधिकं भवति बुद्धिशक्त्या वृद्धिः अपि भवति सङ्गी सङ्गिता मम जीवनस्य सखी इव अहं बाल्यकाले ग्रामे वसतिस्म तत्र सङ्गिताभ्यासार्थम् अवसरः न आसीत् तत्र सङ्गीत अध्यापिका अपि ग्रामस्य समीपे न आसीत् लोकयानम् अपि बहु न्यूनम् आसन् तदर्थं सङ्गीतविषये मम आशा परिपूरयितुम् अहम् अशक्नोती आसम् सङ्गीतं न अधीतवती चेदपि सम्यक् रीत्या गीतां भजनां गातुं शक्नोमि इदानीम् अहं सङ्गीतकक्षां प्रति गच्छन्ती अस्मि मम मनोरञ्जनार्थम् अहम् अभ्यासं कुर्वती अस्मि